केवलं हाबि इति कारणेन अहम् एतावद् विक्रयणम् इति न कृतवती यद् मया कृतं तद् अन्येभ्यः प्रीत्या ददति अस्मि तत्र ये स्वीकृतवन्तः धनस्यूतः वा कटः वा स्यूतः वा एवम् ते बहु सन्तुष्टाः आसन् बहु समीचीनतया अस्ति इत्येव तेषां प्रतिक्रिया आसीत् यद्यपि प्रीत्या दत्तम् इति कारणेन तेषाम् एवं प्रतिक्रिया चेतपि तद श्रुत्वा मनसि कश्चन सन्तोषः जायते एव पुनश्च इतोऽपि करणीयम् इति एकः उत्साहः अपि तेन लभ्यतेव